पूर्वकाले तु हस्तेन एव चित्रकाय् चित्रकाराः हस्तेन एव चित्रं रचयति स्म रचयन्ति स्म किन्तु अधुना तु ते अपि सन्ति किन्तु कम्प्यूटर्युगे तु अस्मिन् कम्प्यूटर्युगे तु कानिचन साफ्ट्वेर् उपलब्धानि सन्ति अतः तत् तस्य उपयोगं कृत्वा तन्त्रज्ञानसाधनम् इति वदन्ति खलु तस्य उपयोगं कृत्वा अधुनातने अधुनातनकाले तु डिजिटल् मीडिया वर्च्युल् रियालिटी एतत् सर्वे अपि बहु अग्रे गतवन्तः गब् ब गच्छन्तः सन्ति त्रीडी पैण्टिङ्ग् अपि पुरातनकाले त्रीडी पैण्टिङ्ग् कर्तुं तु बहु श्रमः श्रमः श्रमः अधिकः भव भा भवति स्म इदानीं तु अनेकसोफ़्ट्वेर् अनेकानि सोफ़्ट्वेर् सन्ति कम्प्यूटर्मध्ये तेषाम् उपयोगं कृत्वा बालाः अपि सुन्दराणि चित्राणि कम्प्यूटर्मध्ये ते रचयन्तः सन्ति अस्मिन् विषये तु तन्त्रज्ञानं ज्ञानस्य आवश्यकमेव अधिकं दृश्यते इत् अधुनातनकाले कुतः इति चेत्त् सर्वे अपि कम्प्यूटर् उप् कम्प्यूटर् अत्ता अद् अथत् तन् तन् ता दा यन्त्रस्य उपयोगं कृत्वा एव कोपि प्रिण्टिङ्ग् अस्ति चेत् विवाहपत्राणि अस्ति चेत् शुभलेखार्थाः सन्ति भवन्ति खलु ते अस्ति चेत् ते सन्ति चे अप् अप् पा ते सन्ति अथवा ब्रोचर् भवन्ति संस्थायाः कृते गे ते अपि कम्प्यूटर्मध्ये एव डिज़ैन् कर्तुं शक्नुवन्ति सुन्दररूपेण अतः डिजिटल् मीडिया तु डिजिटल् मीडिया वर्च्युल् रि रियालिटी एत् सभ्य सह ए एतत् सर्वे तु बहु उपयोगकराणि सन्ति